अस्माकं प्रदेशे बहवः उत्सवाः भवन्ति यथा बीहू कालीपूजा दूर्गापूजा अनन्तरं सरस्वतीपूजा इत्यादि बहवः उत्सवाः भवन्ति तत्र वयं विशेषतया दुर्गापूजा इति उत्सवं परिपालयामः अत्र अस्माभिः मन्यते यत् उत्सवेषु सर्वेषां नाम तत्र मेलनं भवति अतः सर्वे अपि जनाः एकशः एव उत्सवस्य पालनं कुर्वन्ति पूजा इत्यादिकं सर्वे मिलित्वा एव कुर्वन्ति तस्य सा पूजा शरत्काले भवति शरत्काले तत्र आश्वीजमासस्य अमावस्यातः यथा नवरात्री परिपाल्यते तथा अस्माकं महालय भवति शरत्काले यदा अमावस्या भवति तस्मिन्दिने अनन्तरं तत्र षष्टितः अस्माकं पूजा प्रारभ्यते षष्टीतः दशमिपर्यन्तम् षष्ट्यां देव्याः पूजा नाम तत्र प्राणप्रतिष्ठा इत्यादिकं भवति अनन्तरं सप्तम्यां तत्रापि देव्याः पूजा इत्यादिकं भवति अष्टमीदिने अपि सन्धिपूजा इत्यादिकं भवति आदिनं प्रचलति पूजा अनन्तरं यागादिकं नाम होम इत्यादिकं कुर्वन्ति अनन्तरं नवम्यामपि तथैव पूजा इत्यादिकं भवति देव्याः आदिनम् अनन्तरं दशम्यां तत्र देव्याः विसर्जनं भवति सा देवी अस्माभिः मृत्तिका द्वारा निर्मीयते तत्र माता दुर्गा लक्ष्मीदेवी सरस्वतीदेवी कार्तिकेयः तथा च गणेशः एते अपि भवन्ति अनन्तरं तस्य विसर्जनं भवति दशम्यां सा पूजा किमर्थं परिपाल्यते इति चेत् तथा मान्यता अस्ति यत् यदा श्रीरामचन्द्रः मातासीताम् आनयितुं लङ्काम् प्रति गतवान् आसीत् नाम आसन् तदा गमनात् प्राक् तेन तत्र मातादुर्गायाः पूजा नाम तासाम् आराधनां कृत्वा तत्रैव पूजां कृतवान् आसीत् अतः एव सा एव प्रथा इदानीं पर्यन्तं प्रचलति तथा च इतोपि जनाः वदन्ति यत् अस्मिन् समये नाम शरत्काले माता दुर्गानाम उमा ते तेषाम् अत्र किं पितुः गृहमस्ति इति अपि जनाः वदन्ति अतः ते अस्मिन् समये स्वपितुः गृहम् आगच्छन्ति इति अपि वदन्ति इति मान्यता अस्ति